अहं जीविकायै जीवननिर्वाहणार्थं पुनश्च मम इष्टम् इति कारणतः अहं योग आचार्यः अस्मि अस्माकम् एकं एकं योगकेन्द्रम् अहम् अत्र चालयामि सम्यक् योग इति नाम्ना अत्र वर्तते तं योगकेन्द्रम् अहं चालयामि योगं वेदान्तञ्च तत्र विशेषेन अद्वैतवेदान्तस्य भागमपि पाठयामि पातञ्जलयोगसूत्राणामपि पाठं करोमि अहम्